अहं किं चित्रयेदिति कथं निश्चीयते इति चेत् मम चित्रं चित्रं कर्तुं यदा इच्छा अस्ति तस्मिन् समये कुत्रापि गत्वा किं चित्रं निर्मामि इति चिन्ता विचिन्त्य चित्रं करोति नो चेत् कुत्रापि सम्यक् चित्राणि दृश्यते चेत् तत् कथं निर्मामि इति विचिन्त्य तद्वत् निर्माणं करोति एवं किमपि वृक्षाः निर्माणं चित्रे वृक्षाणां चित्रं निर्मातुं बहु इष्टवती तद्वत् प्रकृति चित्राणि एव अहं बहुरूपेण चित्रणं कर्तुम् इच्छामि अधिकतया अहं अङ्कणी उपयुज्यैव चित्रणं करोति प्रायः प्रथमं तत् किमपि दोषाः सन्ति चेत् तत् दोषः सा कार्याणि दोषकार्याणि त्यक्त्वा सम्यक् रूपेण पुनः चित्रं करोति तस्मिन् समये सम्यक् भविष्यति अनन्तरम् अहं प्रायः प्रकृतेः चित्राणि एव बहु इष्टवती यदा वृष्टिः तद्वत् मनुष्याणां तादृशं चित्रं कर्तुं तादृश इश् इच्छा नास्ति पुनः